अश्वं नैव गजं नैव नैव व्याघ्रं नैव च नैव च अजापुत्रं बलिं दद्यात् देवो दुर्बल घातकः मम जीवने तु ए एतदस्ति मम जीवनपाठः दुर्बलता मास्तु यदि दुर्बला भवामः तदा वयं तु किमपि कर्तुं न शक्नुमः दुर्बलता इत्युक्ते हा शारीरकदुर्बलता इति एव न परन्तु मानसिकदुर्बलता अपि मास्तु यदि दुर्बलाः भवामः तदा किमपि वयं कर्तुं न शक्नुमः एतदेव एतदहं

एतदेव अहं प्राप्तवति एतद्विषये एव अहं ज्ञानं प्राप्तवती स्वामीविवेकानन्दः वदति कलु किं तेलुगुभाषायां वदन्ति बलमे बलमे जीवनं बलहीनते मरणं बलम् एव जीवनं दुर्बलता एव मरणमिति तदर्थं सर्वे अपि दुर्बलतां त्यक्त्वा बलं प्राप्य कार्याणि न करणीयमिति मम मतम्